हा हरिः ओम् अहं फ़ोर्ट्तः आह्वयामि एलेक्ट्रिशियन् अस्ति किल मम गृहे कश्चन काचन समस्या अस्ति यदा तत्र विद्युत् कृषः अस्ति यदा पिञ्जं नुदामि तस्मिन् समये सम्पूर्णविद्युत् गमनं भवति तद् भवान् आगत्य एकवारं पश्यतु तदा एव ज्ञातुं शक्नोति भवान् इदानीं फ्री अस्ति वा अद्य सायङ्काले पञ्चवादने आग अद्य सायङ्काले पञ्चवादने आगमिष्यति हा तत्र अन्यापि अस्ति भवान् आगमनसमये दण्डदीपं एकं व्यजनम् अपि नूतनमेकं स्वीकरोतु मम गृहे पुरातनमस्ति तद् भग्नं अभवत् तद् योजयतु येतेन सह धनमहं प्रेषयामि हा भवान् सायङ्काले आगच्छति किल हा अस्तु तर्हि सायङ्काले भवान् आगत्य वयं मिलामः अन्यान्य लघु लघु

हा व्यजनमेकं स्वीकरोतु नूतनं व्यजनम् अस्तु तर्हि सायङ्काले मिलामः सायङ्काले मिलामः अस्तु